हरिः ओं नमो नमः महोदय अहं लिप्यराग पोहाणा अस्मि केन्द्रियसंस्कृतविश्वविद्यालये जैपुरतः वदामि अस्माकं विश्वविद्यालयस्य शोधच्छात्राः शैक्षणिककार्येषु अजे अज्मर् नगरं प्रति गमनार्थम् अगश्ट्मासस्य एकत्रिंशत् दिनाङ्कस्य कृते ओला बुक् कृतवन्तः अगश्ट्मासस्य पञ्चविंशतितमे दिनाङ्के च आड्भान्स् रूपेण द्विसहस्राणि रूप्यकाणि दतवन्तः परन्तु एकत्रिंशदिनाङ्के अस्माकं गमनं भवितुं नार्हति यतो हि तस्मिन् दिवसे विश्वविद्यालये किमपि विशेषकार्यक्रमः वर्तते अत्र अस्माकम् उपस्थितिः अपेक्ष्यते अतः अस्माभिः ओला बुक्किङ्ग् केन्सल् करणीयम् अस्ति कृपया भवन्तः आड्भान्स् रूपेण यानि रूप्यकाणि स्वीकृतवन्तः मम आकौण्ट् कुट्टङ्क् माध्यमेन प्रत्यावर्तयन्तु अग्रे यदा पुनः गमनं भविष्यति अहं सूचयिष्यामि धन्यवादः नमो नमः